ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्यक्तिः बहून् कौशलान् प्रकटितुं शक्नोति यथा इदानीम् अस्माकं देशे क्रिकेट् इति नामिका या क्रीडा सा बहु प्रचारिता वर्तते यथा पूर्वम् इङ्ल्यण्ड् देशीयाः अस्मान् आडळितवन्तः आडळित अस्माकं देशे आडळितं कृतवन्तः तस्मात् कारणात् तस्य प्रचारः बहु जातः तथैव अस्माकं क्रीडापि नाम खो खो वर्तते कबड्डी वर्तते तथैव विविधे पर्वणि क्रीडाः भवन्ति सांस्कृतिकक्रीडाः तेषां क्रीडनं क्रीडनेन तासां तासां क्रीडनेन बहूनि कौशलानि वर्धन्ते अतः यथा इदानीं कबड्डी क्रीडनेन प्रतिदिनं क्रीडयाम यत् तेन देहपुष्टिः भवति शारीरिकी व्यवस्था सम्यक् भवति तदेव बुद्धिः एकः नायकत्वगुणः वर्धते तथैव बहूनि कौशलानि वर्धयितुं शक्नुमः वयं तदापि ग्रामीणप्रदेशे बहु स्थलं लभ्यते तेन क्रीडितुमपि शक्नुमः